मम शक्तिः तावत् मम आत्मबलमेव यदि मम शक्तिः अन्येषाम् उपरि अवलम्बितं भवति तर्हि मम शक्तिः इति परिगणितुं न शक्यते एव तथापि कदाचित् मम शक्तिः अवलम्बितमपि भवति तत् केवलं मम माता पिता उभे एव अतः तेषां सहकारः मम शक्तिः इति अहं वक्तुं शक्नोमि मम दौर्बल्यं किं मम दौर्ब् दौर्बल्यं शीघ्रखिन्नता स् लघुविषयेपि अहं शीघ्रं खिन्ना भवामि तथा यदि मम दोषः नास्ति तत् वचनात् प्राक् एव मम कोपः अपि आगच्छति एतदुभयं मम दौर्बल्यम् अस्ति तथा माता पिता अपि यदि ते मया सह न तिष्ठन्ति तदापि मम दौर्बल्यमित्येव अहं चिन्तयामि